अवश्यं जानन्ति यतः मम ग्रामः वर्तते केरलं तत्र अन्यान्यनृत्यरूपकाणि भवन्ति यथा मोहिनियाट्टं कथक्कलि भरतनाट्यं इत्यादि अनेके नृत्यप्रकाराः सन्ति यत् मया न ज्ञायते एवं प्रत्येकस्मिन् पर् पर्वणि अपि ते अन्यान्यनृत्यं कुर्वन्ति तत् तस्य पर्वस्य विशेषः भवति यथा ओणं मध्ये श्वेतशाटिकां धृत्वा मध्ये दीपं संस्थाप्य नृत्यं कुर्वन्ति एवं च प्रतिपक्षे रात्रौ कथक्कलि इत्यादि जनान् तोषयितुं तेषां सन्तोषार्थं नृत्यं कुर्वन्ति एवं प्रत्य् ग्रामे अन्येपि बहु नृत्यरूपकाणि जानन्ति मया तु ज्ञायते ईषदेव